चारणसमये वायुगुणप्रकोपः लघु प्रमाणेन अनुभूतं यदा अहं गतवती चारणं चारणार्थं तदा लघु इत्युक्ते लघु वायुः

वेगेन वायुः वहति ततः आसीत् वहन् आसीत् तदा मया इत्युक्ते वायुः इत्युक्ते एकत्र स्थितवन्तः तद् तद् तावत् कष्टम् इति न अभवत् अहं सर्वं स्वेदकं सर्वं धृतवती नि नीतवती आसं सर्वं धृतवती पुनः नेत्रयोः कृते एकम् उपनेत्रमपि धृतवती आसं तद् किञ्चित् सम्यक् अभवत् अनन्तरं वृष्टिः आगता तदेव किञ्चित् कष्टकरम् आसीत् तथापि किञ्चित् कष्टं तु अनुभूतवन्तः पुनः औषधम् इत्युक्ते इत्युक्ते सर्वं स्वेदकं भवतु पादः पादरक्षा इत्युक्ते बूट्स् तद् आवश्यकं पादयोः कृते तद् नीतवन्तः साक्स् पुनः हेण्ड् ग्लौस् स्वेदकं नेत्रयोः कृते उपनेत्रं पुनः मफ्लर् एतत् सर्वं नीतवन्तः एतत् किञ्चित् वृष्टिः आगच्छति चेदपि किञ्चित् निवारयति पुनः तस्य अपि किञ्चित् सम्यक् भविष्यति अन्यत् मया तु एतत् सर्वं धृत्वा एकत्र स्थित्वा अहं छत्रं स्वीकृतवती आसं यदा वृष्टिः आगता तदा छत्रं गृहीत्वा स्थितवती आसम् तदेकमपि वायुः आसीत् इति कारणेन तदपि किञ्चित् कष्टम् अभवत् तथापि छत्रेण सह अहम् एतद् रैन्कोट् अपि धृतवती आसं तद् तावद् कष्टमिति न अनुभूतं किन्तु वा वृष्टिः बहु अधिका इति महती वृष्टिः न आसीत् लघुप्रमाणेन आसीत् तथापि बहुकालः आसीत् तदेकं मया अनुभूतम् एतावदहं कृतवती